मया प्रतिदिनं गृहस्य स्वच्छता सम्मार्जन तथा मार्जनद्वारा क्रियते आदौ मार्जनं कृत्वा अनन्तरं सम्मार्जयामि यत्र यत्र मृत्तिकामयी भूमिः वर्तते तत्र सर्वत्रापि गोमयस्य मार्जनं क्रियते तथा भोजनोत्तरं वा भवतु अथवा सामान्यतया यदा सम्मार्जयामि तदा जले किञ्चित् गोमूत्रम् अपि स्थापयामि अनेन बहवः लाभाः सन्ति यथा गृहस्य शुद्धीकरणं तथा हानिकारकसूक्ष्मजीवानां नाशोऽपि भवति